दृष्टः एव मम मातृभाषा तावत् तमिल्भाषा भवति तस्यां तावत् नाण्मणि कडिगै नालडियार् भारतियार् कविथाः तिरुकुरळ्

तेषु अहं सर्वान् ग्रन्थान् अनुदितान् ददर्श तत्र मया कः ग्रन्थः पठितः इत्युक्तौ तिरुकुरळ् एव संस्कृतभाषायाम् अनूदितरूपेण पठितः श्लोकम् एकमेव मया अहं पठितवान् तत्तु वाणमामलै जीयर् इति कश्चन वैष्णवसम्प्रदाय यतिः तेन तिरुकुरळ् त्रिंशतधिक त्रिंशताधिकेकसहस्रं तिरुकुरळ् श्लोकाः सर्वे तेन संस्कृतभाषायाम् आनीताः तस्मिन् एकः श्लोकः मया पठितः एतस्य उत्तरम् उक्तं भवति तदनन्तरम् अन्यैः भाषितैः पठनीयम् इति मह्यम् इच्छा वर्तते एव किन्तु तेषाम् इच्छा भवितव्या किल इति गत्वा अहं पृच्छामि चेत् मह्यं समयः नास्ति त्वं गच्छ इत्येव वदन्ति